इदानीन्तनकाले संस्कृतभाषा बह्व्यः समस्याः सम्मुखीकरोति इति अहं मन्ये मुख्यतः तु सामान्यजनानां मध्ये एव संस्कृतभाषायाः कृते किमपि आकर्षणमपि नास्ति आकर्षणस्य अपेक्षया तस्य महत्त्वमेव ते न जानन्ति सा भाषा प्राचीना इति मत्वा ते त्यक्त्वा एव इति इति मन्ये तदनन्तरं विश्वविद्यालयेषु महाविद्यालये महाविद्यालयेषु शालायां शालायां च संस्कृतभाषा लुप्ता जाता अथवा न्यूना जाता तत्र हिन्दी आङ्ग्लभाषायाः महत्त्वम् अधिकं वर्तते तथा च तथा च आङ्ग्लभाषा तु मुख्या एव जाता तत्र तु भ्रमः एव नास्ति परन्तु इदानीम् आङ्ग्लभाषया सह याः विदेशीभाषाः सन्ति तस्याः अपि आकर्षणं बहु अधिकं जातम् यथा फ़्रेञ्च् भाषा अस्ति जर्मन् भाषा अस्ति इटालियन् भाषा यावत् या या नैकानि भाषाः भाषाः सा नैकाः भाषाः सन्ति तत्र युवकाः आकर् युव युवकानाम् आकर्षणं तत्र जातमस्ति अतः संस्कृतभाषायाः वर्धनम् एव स्तब्धं स्तब्धमासीत् तत्र लोकल् नाम जनः नाम सामान्यः जनः जनः सामान्यजनानां मध्ये तु संस्कृतभाषायाः महत्त्वमपि न न प्राप्तं संस्कृतस्य महत्त्वम् न संस्कृतस्य महत्त्वं नास्ति इत्येव संस्कृतस्य मुख्या समस्या इति अहं मन्ये तथा च भारतीयजनाः एव संस्कृतस्य यदि संस्कृतभाषायाः यदि महत्त्वं न कथयन्ति चेत् विदेशे जनाः तु स्वकीयभाषाप्रचारप्रसारणार्थं तु सदैव सिद्धाः ये सिद्धाः एव सन्ति अतः संस्कृतभाषायाः मुख्या समस्या मुख्या समस्या आङ्ग्लभाषा भाषया सह इतराः याः विदेशीभाषास्सन्ति ताः समस्याः ताः समस्याः कुर्वन्ति इति